अहं भौतिकपुस्तकानि एव पठितुम् इच्छामि यतः मम कार्यं तु आदिनं सङ्गणकस्य पुरतः उपविश्य कार्यकरणं भवति पुनः गृहं गत्वा ई पुस्तकम् अहं पठितुं न इच्छामि अतः भौतिकपुस्तकमेव अहं पठितुम् इच्छामि तस्य मम समीपे महान् सङ्ग्रहः अपि अस्ति केवलम् उपन्यासादिकं न पुनः केवलं कन्नडभाषायाः वा इति न सामान्य कन्नडं संस्कृतं भाषाद्वयस्य अपि मम समीपे कथापुस्तकानाम् अन्यविध विषयसङ्ग्रहाणां पुस्तकानि बहूनि सन्ति